टि वि यत् पदार्थं वा यन्त्रं यद् वर्तते तत् अत्युत्तमं प्राप्तम् अन्तरजालतः तत् यत् तस्य ब्रैट्नस् यद्वर्तते तदपि अल्ट्रा एच् डि स्क्रीन् वर्तते अनन्तरं तत् उपयोज् उपयोक्तुम् अपि शीघ्रतया चेनेल्स् प्रयोक्तुं शक्नुमः अनन्तरं तस्य अक्ष्णोः कृते अपि उत्तमं वर्तते तद् हानिः न वर्तते पूर्वं यद् टि वि इत्यादिकम् आसीत् तत् अक्ष्णोः कृते यत् ये द्रष्टुं तत् सत्यम् एव अक्ष्णोः कृते हानिकरम् आसीत् इदानीन्तन टि वि यद्वर्तते तद् उत्तमं वर्तते